मया आन्लैन् द्वारा व्यजनं स्वीकृतं तत्र काचित् समस्या अस्ति व्यजनस्य रिमोट् यदस्ति तत् सम्यक् न कार्यं कुर्वन् अस्ति यद् बि एल् डी सि व्यजनम् इति भवद्भिः दत्तं तत्र यद् लैट् इति अस्ति इति भवद्भिः तत्र डिस्क्रिप्शन् मध्ये अस्ति किन्तु अत्र लैट् नास्ति ब्लूटूत् कनेक्ट् अपि कनेक्षन् अपि किं सम्यक् कार्यं कुर्वन्नास्ति अतः अहम् एतत् रिटर्न् कर्तुम् इच्छामि